सुप्रभातम् मम नाम विष्णुः इति इदानीं भवतः वाहनसङ्क्या के फ़ोर्टिन् वी टू डबल् फ़ैव् फ़ोर् इदानी अत्रतः प्रयाणं कृतवान् अस्मि बेङ्गलूर्नगरमध्ये होस्केरि होस्केरिभागतः केङ्गेरिपर्यन्तम् आगतवान् अस्मि नवतः चालकः तत्र कुत्रापि न स्थान् वाहनं वाहनं स्थित्वा न पाणीयं पीत्वा अग्रे गच्छति तत् समीचीनं न नासीत् यतः न अस्माकं न मम साकं मम पुत्री अपि आसीत् तेषाङ्कृते अपि न सः न भवतः नामं इत्यादि अन्यानि पृष्टानि कृतवान् अस्ति कृतवान् अस्ति तदर्थं तस्य न किमपि तं दृष्ट्वा तस्य नि कार्यं समीचीनं करोतु इति तं प्रति वदन्तु